हलो ओला क्याब् सेन्टर् वर्तते वा आम् अहं पूर्वं भवतां सकाशात् एकं वाहनं स्वीकृत्य गतवती पश्यन्तु भवद्भिः यद् इदं यद् वाहनं दत्तम् तद् सम्यगेव नास्ति तस्य एसि अपि सम्यग् नास्ति तस्य वातायनानि अपि सम्यक् न सन्ति अथ च तस्य ह्यान्डल् यद् भवति तदपि मम हस्ते वा आगतम् पृष्टे सति अतः एव भवद्भिः किमपि सम्यक् न प्रेषितम् अतः अस्माभिः मूल्यमपि न्यूनमेव दीयते इतः परम् ईदृशं कार्यं कृपया मा कुर्वन्तु यतो हि अस्मादृशाणां यात्रिकाणां महद् कष्टं भवति अस्तु